हा हरिः ओम् हा आं पुस्तकालयः आं साहित्यं पुस्तकमस्ति आं नाट्यशास्त्रपुस्तकमस्ति आम् दशरूप्यकाणि अस्ति आम् अन्यं पुस्तकमस्ति वा हा आवश्यकम्

हा आम् अस्ति अस्ति पुस्तकमस्ति वा साहित्यदर्पणः हा तन्न

तन्न अस् त्रि नास्ति अन्य अन्य किमपि

आम् अहं श्वः आगमिष्यामि न न अस्ति चेत् नास्ति नास्ति सायम् साहित्यशास्त्रस्य रचना अन्यशास्त्राणां कर्ता नाम ददातु न नास्ति वा नास्ति नास्ति

पञ्चाशत् रूप्यकाणि हा

पञ्चाशत् रूप्यकाणि आम् आं सा विश्वनाथस्य पुस्तकमस्ति साहित्यम्

आम् आम् अहं श्वः अहं ददातु आं धन्यवादः